महाभारतस्य पर्वणां विषये किञ्चिद् वदामि प्रथमं पर्व वर्तते आदिपर्व इति आदिपर्वे तत्र शन्तनोः गङ्गया सह विवाहः अनन्तरं सप्तानां पुत्राणां मारणम् अनन्तरम् अष्टमपुत्रस्य रक्षणं सा गङ्गा येन एनं त्यक्त्वा गच्छति अनन्तरं सा एव आगत्य येन भीष्मं दत्वा गच्छति इति एवं प्रथमपर्वे पर्वणि एवं विचाराः सन्ति इदं पर्व सभापर्वपर्यन्तं भवति नाम यावत् यदा पञ्च पाण्डवानां पञ्च पाण्डवानां पराजयः जायमानः भवति चदुरङ्गे क्रीडायां तावत्पर्यन्तम् इदं पर्व भवति अनन्तरं शब्दः शब्दपर्व आरभ्यते सभापर्व आरभ्यते सभापर्वणि द्रौपद्याः वस्त्रं वस्त्रस्य वारणम् इत्यादिकं यः यद् दूषणं दु दुष्यासनः करोति तादृशं सर्वं सभापर्वे भवति अनन्तरं तेषां सः तत् इदं पर्वोत्तरं तेषाम् वानप्रस्थपर्व आरभ्यते तस्मिन् पर्वणि तेषां वने वने वासः नाम विंशतिवर्षाणां यः वासः भवति तस्य वासस्य विषये अस्मिन् पर्वणि भवति अनन्तरं अनस अनन्तरं ते विराटं एकं वा एकं वर्षं तेषाम् अज्ञातवासः भवति तदानीं ते तदानीम् आरभ्यते विराटपर्व इति विराटपर्व नाम विराटः इति राज्यं ते गत्वा तत्र एकस्य वर्षस्य अज्ञातवासं ते अनुभवन्ति इत्येवम् अग्रे भीष्मपर्व इत्यादीनां पर्वणां निरूपणं कर्तुं शक्यते अन्ते तु स्वर्गारोहणपर्वे पर्वणि यमधर्मस्य निकटे युधिष्ठिरस्य संवादः इत्यादिकं भवति एवं महाभारतस्य पर्वणां विषये उक्त्वा विरमामि